त्रिपुराराज्यस्य भाजपापक्षस्य विधानसभायाः अध्यक्षोस्ति आदरणीयः विश्वबन्धुसेनवर्यः किन्तु मया तेन सह न कदापि संवादः कृतः तस्मात् तेन सह कार्यस्य कीदृशः अनुभवः अस्ति इति मया नैव प्राप्तः